पूर्वम् इत्युक्ते मम बाल्यकाले अहम् उद्याननिर्माणे अतीव तत्परा अभवं किन्तु इदानीम् उद्याननिर्माणे मम इच्छा नास्ति किन्तु कृषिकार्यं कार्येषु तत्परा इदानीं यदा अहं गृहोद्याननिर्माणे साहाय्यं कृतवती तदा तस्मिन् समये मम अनुभवः एवम् आसीद् किमिति चेद् महान् सन्तोषः अनुभूतः भिन्नभिन्नसस्यानां रोमः रोपणे अहम् अतीव श्रद्धां दत्तवती आसम् तदनन्तरं उद्याने बहुविध वार् वर्णयुक्तानां पुष्पाणां दर्शने अतीव उत्सुका अहम् आसम् तत्र अन्यजनस्य गृहोद्याननिर्माणं करोति चेद् तेषां साहाय्यं किल तेषां सन्तोषः अपि अधिकमासीत् तस्मिन् समये इदानीमहमेकं श्लोकं स्मरामि किम् इति चेत् दशकूपसमा वापी दश वापी समो हृदः दशकृतसमः पुत्रः दश अय्यो तट्टि पोयि अहं केन्सलेयो